अहं बैक्यानात् कुतोपि न अगमं मम महती इच्छा वर्तते यत् अहं बैक्यानात् केदारनाथे बद्रीनाथे वृन्दावने पुष्करे गल्तातीर्थे च गमिष्यामि यतोहि तत्र भक्तानां साधूनां च सङ्गमः वर्तते तत्र गत्वा चित्तशान्तिर्भवति मनः एकावस्थां प्राप्नोति भगवतः दर्शनं भूत्वा मनः स्थिरं जायते यतोहि अहं छात्रः अस्मि अतः पार्श्वे बैक्यानं न नास्ति परन्तु एकदा एकस्मिन् दिवसे अवश्यमेव गन्तास्मि